हा वदतु भोः आम् अहमम् अहमस्मि आम् अत्र बहु व्याकरणसम्बन्धी गर् ग्रन्थानि सन्ति भोः अत्र अत्र लघुसिद्धान्तकौमुदी वर्तते सिद्धान्तकौमुदी वर्तते महाभाष्यं च वर्तते बहूनि ग्रन्थानि सन्ति आम् आम् तत्सर्वम् आं तत्सर्वमपि वर्तते भवत् समीपे भवान् समीपे तत् लेब्ररी कार्ड् वर्तते वा अस्तु तर्हि अस्तु तर्हि मां ददातु अहं बुक्क् किं इश्यू कृत्वा ददामि आं सन्ति भो आं तत्सर्वमपि अस्ति कादम्बरी वर्तते हा अन्यतपि वर्तते तत्र गत्वा भवान् पश्य् द्रष्टुं शक्नोति इच्छति वा आगच्छतु अहं ददामि अत्र न न न जातं न जातं त्रि मिनिट् न जातं वदतु एवं एवं वा तत् आम् आमस्ति तत्तु बहु समीचीनः वर्तते भवान् अवश्यं पठतु इति अस्तु तर्हि